आम् अहं रेल्यानस्य विषये वक्तुं शक्नोमि भारतीयरेल्वे ठाणाते मुम्बैतः अष्टादश एप्रिल् मासे अष्टादश अष्टादशतमे त्रिपञ्चाशत् वर्षे ठाणाते मुम्बैतः प्रथमं रेलयानस्य प्रारम्भम् अभवत् तदा जनाः रेल्यानस्य विषये आश्चर्यं कुर्वन्ति स्म कुर्वन्ति स्म जनाः एवमेव आश्चर्येण पश्यन्ति ते कथम् इङ्ग्रेत् आङ्ग्लजनाः रेलयानं कथम् आरोहन्ति कथं चलन्ति एवमेव अहं रेलयानेन प्रवासं कृतवान् नागपुरं कृतवती नागपुरतः पुणे नागपुरतः दिल्ली दिल्लीतः जम्मू जम्मूतः अमरनाथपर्यन्तं यात्रा अहं करोमि एवमेव रेलयानेन अहं प्रवासं कृतवती भविष्ये अपि अहं रेलयानेन प्रवासं क्व करोमि भारतीयरेल्वे जगति प्रश् जगति प्रसिद्धा अस्ति रेलयानस्य लाभाः बहवः सन्ति रेलयानेन भारवाहनम् अपि भवितुम् अर्हति दुग्धव्यवसायः लोह उत्पादनः एवं कोल् उत्पादनम् अपि एकस्थानात् अन्यस्थाने अपि गन्तुं शक्नू वयं गन्तुं शक्नुमः कोरोना काले अपि रेलयानेन दुग्धम् एवं मेडिसिन् अपि एकस्थानात् अन्यस्थाने अथवा एकनगरात् अन्यत् नगरम् अपि गन्तुं शक्नू शक्नुवन्तः अतः रेलयानम् मह्यं बहु रोचते रेलयानस्य किञ्चित् हानिः अपि भविष्यति यदि जनाः रेलयानस्य नियमाः न पालयन्ति तदा अपघातः अपि भवितुम् अर्हन्ति परन्तु लाभाः अधिकाः सन्ति अतः भारतीयरेल्वे अत्युत्तमः भारतीयपर्यटनस्य कृते भारतीय अर्थव्यवस्थायाः कृते एवमेव सर्वत्र भारतीयरेल्वे प्रसिद्धा अस्ति